अहं स्वपरिवारस्य कृते आरोग्यकरमेव भोजनस्य निर्माणं करोमि यतो हि अहं स्वपरिवारस्य कृते इति नास्ति सर्वेषां कृते अपि आरोग्यकरभोजनमेव निर्मास्यामि तदेव इदानीम् अस्मिन् समये आरोग्यकरभोजनमेव न लभ्यते कुत्रापि सर्वं रुचिकरं पिष्टम् इत्यादिकं स्थापयन्ति टेस्टिङ्ग् पौडर् इत्यादिकं स्थापयन्ति तेनैव आरोग्यस्य नष्टः भवति तस्मात् कारणात् अहं तु गृहे ये ये शाकाः ये शाकाः भवन्ति तानेव उपयुज्य भोजनस्य व्यवस्थां करोमि पाकं करोमि तेन सम्यक् रीत्या तदपि सावयवरूपेणैव पोषितानि भवन्ति सस्यानि तस्मात् तेषु अनारोग्यकरं किमपि न भवति तस्मात् आरोग्यकरमेव भवति तथैव शर्करायाः उपयोगं न करोमि न क्रियते मया गुडस्य एव उपयोगः क्रियते